नमस्ते अहम् अमोघ इति ओला कस्टमर् केर् वा मया प्रायशः उपवींशनिमेषात् प्राक् निमेभ्य निमेषेभ्यः प्राक् एकं कार् यानं बुक् कृतम् परं तत्र अधुना अपि सः चालकः न आगतवान् अतः तत्र क्रोधः जातः अधुना अहं कार् यानेन गन्तुं नेच्छामि अतः अहं निरसनं कर्तुमिच्छामि परं निरसनं कर्तुमपि न शक्नोमि यतः धनं गच्छति अतः कृपया सूच्यताम् किं करणीयम् इति